अस्माकं प्रदेशे पर्यटनस्थानानि बहूनि एव वर्तन्ते आळियार् डेम् इति एकः जलाकारः वर्तते तत्र सम्यक् एव जल जलं स्थितं भवतीति तद्द्रष्टुं शक्यते अपि तु मन्दिराणि अधिकानि सन्ति अस्माकं प्रदेशे तमिळुनाडुप्रदेशः इति कृत्वा मन्दिराणां स्थलमित्यपि प्रसिद्धं वर्तते अतः शिवस्य मन्दिरं गणेशस्य मन्दिरं सुब्रह्मण्यस्य मन्दिरम् इति मन् मन्दिराणि तु ब बहूनि सन्ति तस्मात् मन्दिराणि अपि द्रष्टुं द्रष्टुं शक्यन्ते अन्ये चेत् इक्षुदण्डानां यत्र स्थापनं कृतं वर्तते तत्कृषिः तत्रापि गत्वा द्रष्टुं शक्यते बहूनि पक्षिणः भवन्ति पक्षिणः भवन्ति बहवः अतः तत्रापि गन्तुं शक्यते अन्यत् चेत् वनं वनप्रदेशः कश्चन वर्तते तत्रापि सम्यग्भवति गन्तुं लैब्ररीस् ग्रन्थालयः तु बहवः वर्तन्ते तत्र अनेकानि पुस्तकानि प्राप्यन्ते आगन्तुकानां कृते महत्वपूर्णं रोचकत्वं भवति यतोहि अत्र एत एतेभ्यः सम्यक् ज्ञानं प्राप्यते इति कृत्वा